क्रीडां स्वस्य वृत्तिरूपेण गृहीतुमपि शक्यते कथम् इत्युक्ते इदानीम् अनिल् कुम्ब्ळे इति कश्चन क्रिकेट् आटगारः अस्ति सोऽपि किं करोति इत्युक्ते तद् वृत्तिरूपेण एव सः स्वीकृतवान् नाम गैड् कथं कर्तव्यं कथं क्रीडनीयं क्रीडाङ्गणे कथं ब्याटिङ् कर्तव्यम् इत्यादिविषयान् निर्देशं करोति एवं क्रीडनीयम् इत्यादि पुनः तत्र एतदपि अस्ति यत् छात्राः विद्यालयेषु क्रीडासु भागं गृह्णन्ति वा इति आम् सत्यम् एतद् पाठ्यसहगामिनी क्रिया भवति वस्तुतः विद्यालयेषु पाठनमपि भवति पाठनस्य सहैव एषा क्रीडा योगः पुनः गानस्पर्धा इत्यादिपाठ्यसहगामिनीः क्रियाःः अपि भवन्त्येव पुनः क्रीडनेन छात्राणां मानसिकं पुनः शारीरिकाभिवृद्धिः भवत्येव वस्तुतः सर्वाङ्गीणविकासार्थं क्रीडा एका माध्यमा वर्तते वस्तुतः सा माध्यमा एव छात्राणां सर्वाङ्गीणविकासाय पुनः चिन्तनविकासाय शारीरिकविकासाय अपि सहायं करोत्येव क्रीडा एषा क्रीडा पाठ्यसहगामिनी क्रिया क्रियैव सह विद्यालयेषु भवत्येव केवलं क्रीडा एव पाठनं नास्ति तथा नास्ति नाम पाठनं पाठनं पाठ्यसहगामिनीक्रिया इति तदेव उ अतः एव उच्यते नाम पाठनस्य सहैव अन्यत् सर्वमपि ते स्थापयन्ति